अहं चित्रकारः नास्मि किन्तु अत्र किम् प्रश्नः अस्ति इत्युक्ते चित्रकलाशालां वा चित्रकलासंगोष्ठीं वा गतवती वा इति अत्र प्रश्नः अस्ति अहं कदापि न गतवती एव अहं कानिचनसन्दर्भे मम रिक्तसन्दर्भे कानिचनचित्रम् एतावदेव मम मनसि कथम् आनन्दः भवति तथा लेखितवती तावदेव तद्विहाय अन्यत्र कुत्रापि चित्रकलासंघं अथवा चित्रकलागोष्ठीम् अहं न गतवती अत्र चित्रकलासंगोष्ठीं गच्छन्ति चेत् निश्चयेन चित्रकलाज्ञानम् अधिकं भवति किन्तु अहं तादृशः कार्यक्रमं न गतवती अहं यदा प्रौढशालायां आसं तदा एकस्मिन् चित्रकलायाः परीक्षां लेखितवती तत्र उत्तीर्णा अपि भूतवति तद्विहाय अहं चित्रकलाक्षेत्रे किमपि साधनां न कृतवती यदा रिक्तसमयः भवति तदा मम मनसि कथम् आनन्दः भवति तथा अहं तस्मिन् रिक्तसमये चित्रकलां कृतवती तावदेव